मया एकं निकोन् केमरा आनायितं वर्षत्रयं जातम् इदानीम् अपि तथैव स्वच्छचित्रं निष्कास्य प्रयच्छति तस्य चतुःषष्ट्यधिक एकसहस्र मेगापिक्सेल् योग्यता अस्ति तथैव सम्यक् कार्यं करोति